अस्माकं क्षेत्रे वित्तकोषेषु उद्योगप्राप्तये सहायता लभ्यते एव तत्र मार्गदर्शकाः भवन्ति एवं कौशलाभिवृद्धिकेन्द्रं भवति कोचिङ् सेन्डर् इति कथ्यते तत्र बहवः जनाः तत्र कौशलं स्वीकृत्य वित्तकोषेषु उद्योगं प्राप्तवन्तः दृश्यन्ते तादृश वित्तकोषाः अपि बहवः वर्तन्ते ग्रामीण बेङ्क् इति कथ्यते ग्रामीणवित्तकोषाः के डि सि सि इति वर्तते एवं रूपेण तत्र सर्वकारीया वित्तकोषाः एवं स्वायत्तवित्तकोषाः अपि तत्र वर्तन्ते तेषु समर्थाः आगच्छन्ति चेत् जनानां सौकर्यम् सौकर्याय भवति एवञ्च तेषाम् उद्योगप्राप्तिः अपि भवति तत्र तेषां जीवन उन्नतिः अपि साध्या च तादृश वित्तकोषेषु मम दायित्वं तावत् शक्यते चेत् प्रबन्धकः एव भवितुमिच्छामि यथा कथञ्चित् वित्तकोषाणाम् अभिवृद्धिः स्यात् तद्द्वारा अथवा सामान्यजनानां उपकारः स्यात् तादृशमेव कार्यं कर्तुम् अहम् इच्छामि